अहम् आप् भवद्भिः आपणेषु मसाल्दोसः रोटिका दाल् फ़्रै टमोटो सूप् खादितुम् इच्छिता इदानीम् अहं न इच्छामि गृहे कृत्वा खादितुम् इच्छा इच्छामि